हरिः ओम् नमस्ते वदन्तु

ओ हो हो एवं वा

ओ एवम् एवं तद् गृहं कीदृशमस्ति अर्थात् उपरि टेरस् किमपि अस्ति वा अथवा

ओहो एवमेव नाम गृहस्य परिवर्तनं कथमपेक्षते पुरातनगृहस्य आधुनिकशैल्यां नूतनता नूतनतापेक्षिता वा पुरातनशैल्यां नूतनतना नूतनता अपेक्षिता वा यदि

ओ तर्हि तत्र स्तम्भः स्युः खलु वृक्षस्य तान् तान् निष्कासयामः वा निष्कासयितुं शक्यन्ते वा ते हा तर्हि तान् सर्वान् निष्कास्य तर्हि तत्र टैल्स् स्थापयामः एवं तत्र एकम् एकः हा

हा तथा सत्यं नाम आधुक आधुनिकता अपेक्षते इत्युक्तं खलु अतः पुरातनत्वं तु स्तम्भैः एव दृश्यते हा हा

तर्हि नाम टैल्स् उपरि वृक्षस्य स्तम्भाः सेट् न भवन्ति सम्यक् न दृश्यते अतः एकं कार्यं कुर्मः तत्र यद् मृत्तिका वर्तते तत्रैव वयं सिमेण्ट् सर्वं संस्थाप्य किञ्चित् सम्यक् कुर्मः तत्रैव वर्णादिकं नाम रक्तवर्णः वा मेरून् वर्णं वा लेपयामः वर्णं वा लेपयामः सम्यग्दृश्यते हा तदेव

वातायनं हा वातायनमपि चेञ्ज् कुर्मः वातायनमपि चेञ्ज् कुर्मः एवमेव हा अवश्यमहमागच्छामि अद्य अद्य सायं समयः वर्तते वा भवतां पञ्चवादेवम् हा आम् आम् एतां सङ्ख्यां प्रति तत् लोकेषन् प्रेषयन्तु विलासं प्रेषयन्तु भवताम् अहमागच्छामि अस्तु धन्यवादः